महोदया अत्र पश्यतु एतत् चित्रे कथम् अस्ति तद्वदेव मम कृते दिनचरीपुस्तिका अपेक्षते तद्वदेव नें यथा अस्ति तद्वदेव परन्तु एतद् किञ्चित् हरितफलकं हरितवर्णः अस्ति किल तावद् एवं तत्र चित्रादिकं बहु अस्ति तावद् मास्तु बार्डर्मध्ये यथा अस्ति तद्वद् अलम् एवम् एतद् क्वालिटि एतद् गुणवत्ता अपि बहु अपेक्षते गुणवत्ता अपि एतद् कदा दीयते इति वदतु एतद् नास्ति भोः अहं सर्वदा आगच्छामि एतदेव दर्शयति भवती एतद् नास्ति एतदेव अपेक्षते तथा आगच्छतु इति भवती एव उक्तवती अतः आगतवती इदानीं पश्यतु इदानीम् आगतः आगतेभ्यः वस्तुभ्यः सन्ति वा इति पश्यतु एकवारम् अन्विष्यतु एतद् नास्ति ना अहं तद्दिने तु गतदिने एव आगतवती गतदिने तु सर्वं मिलित्वा एव प्रदर्शितवती भवती उक्तवती अद्य आगच्छतु अद्य सर्वं यच्छामि इति परन्तु इदानीमपि एतद् अन्यदेव विरुद्धमेव प्रदर्शयती एतद् सामान्य शाप्मध्ये अपि लभ्यते अत्रैव आगत्य आगतवती सर्वदा आगच्छामि खलु अतः किञ्चित् साहायं कुरो करोतु एतद् तदेव नास्ति अहं वदामि खलु पश्यतु अहं श्वः आगच्छामि एतदेव अपेक्षते अहं श्वः आगच्छामि एतदेव अपेक्षते अन्यद् मास्तु अस्तु एतद् दर्शितवती किल तद् विलिख्य दत्तवती तद् चित्रं स्वीकरोतु श्वः आगच्छामि अस्तु अस्तु अस्तु धन्यवादः अस्तु अस्तु